द्विसहस्रतमवर्षस्य मार्च् मासस्य विंशतिदिनाङ्कः पञ्चोत्तरद्विसहस्रतमवर्षस्य जनवरी मासस्य प्रथमदिनाङ्कः दशोत्तरद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य सप्तमदिनाङ्कः षोडशोत्तरद्विसहस्रतमवर्षस्य जनवरी मासस्य पञ्चदशदिनाङ्कः विंशत्युत्तरद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य सप्तविंशतिदिनाङ्कः